अस्माकं रुचिः कथं वर्तते इदानीं प्रश्नः भवति नाम अस्माकं खादनविषये रुचिः कीदृशी अस्ति इति अस्माकं रुच्युपरि अस्ति अस्माकं रुचिः कीदृशी इदानीं कटुः भोक्तव्यं वा आम्लं भोक्तव्यं वा इत्यादयः यदि अस्माकं रुचिरस्ति चेत् तद् तादृशमेव पाकं कर्तव्यम् इति तत्तु अस्माकम् उपरि अस्ति यदि वयं स्वस्य कृते पाकं कुर्मः तर्हि तत्र अस्माकं रुचि यदि अहम् अन्यस्य कृते पाकं कुर्मः तर्हि तत्र अन्यस्य रुचि अन्यस्य कृते कीदृशं भोजनं रोचते तस्य कृते लवणम् अधिकम् अपेक्षितं वा कटुः अधिकम् अपेक्षितं वा आम्लम् अधिकम् अपेक्षितं वा तर्हि तस्य तस्य या रुचिः वर्तते तद्वारा एव अस्माकं भोजनं भवेत् इति अस्माकं भोजनं निर्माणस्य प्रक्रिया अस्ति सा तथा भवेत् इति अतः अन्यस्य या रुचिः वर्तते सा एव रुचि तत्र भवता आदरणीया भवति तया रुच्या पाकः कर्तव्यः अतः तया रुच्या यदि पाकः क्रियते चेत् तर्हि यः अस्माकम् अस्माकं कृते उक्तवान् एवं भोजनं करोतु इति भवान् तर्हि तया रुच्या यदि भवान् भोजनं कृतं कृतं वर्तते तर्हि तस्य कृते तद्भोजनं रोचते नो चेत् यदि अस्माकं रुचिः या रुचिः वर्तते तया रुच्या यदि भोजनं कुर्मः तर्हि तस्य कृते भोजनं न तन्न रोचते किमर्थं च इति चेत् अस्माकं रुचिर्भिन्ना तस्य रुचिर्भिन्ना यदि भिन्ना भिन्ना रुचिः भवति चेत् तर्हि तस्य कृते भोजनं कथं रोचते इदानीं तस्य कृते लवणम् अपेक्षितम् अधिकं तस्य कृते कटुः अधिकः अपेक्षितः किन्तु मम कृते कटुः नापेक्षितः अतः एवं रुच्यनुसारेण भोजनं पाकं पाकविधानं च कर्तव्यं किन्तु एतावत्तु बहुधा कृतमस्ति इदानीं कुत्रचित् एवं भवति पाकः कृतः इदानीं कुत्रचित् एकाक्षरीनिर्माणं कृतं तत्र यदि शर्करा न्यूनं न्यूनं न्यूनं स्थापनीयं तर्हि अन्यस्य कृते अधिकम् अपेक्षितं तत्र बहु बहुत्र एवं विधानं कृतं मया अतः कदा कदाचित् शर्काराः उदाहरणं स्थापिता कदा कदाचित् क्षीरमधिकं स्थापितम् अतः अस्माकम् एवं रुच्यनुसारं सर्वं भवति